भारतीय चलच्चित्राणां सङ्गीतस्य विषये एकस्मिन् वाक्ये कथं वक्तुं शक्नोमि यतः तस्य विचारः कालमनुसृत्य करणीयः कालसापेक्षः विचारः सः इति मम मतम् प्राचीनं भारतीयचलच्चित्रसङ्गीतं अद्यतनीयसङ्गीतस्य अपेक्षया श्रुतिमधुरम् आसीत् इति मम अभिप्रायः चलच्चित्राणि पश्यामि प्रायः कलाप्रधानानि चलच्चित्राणि द्रष्टुम् इच्छामि मम इष्टतमः नटः न कोपि एकः नटः वर्तते न कापि एका नटी वा वर्तते तत्रापि हिन्दी चलचित्रम् कुर्वन्तः कलाकारः अभिनेतारः अभिनेत्र्यः च बहवः सन्ति तेषु कस्यचन एकस्य नाम वक्तुं न शक्यते प्रायः भावपूर्णानि रसपूर्णानि च चलच्चित्रगीतानि मह्यं रोचन्ते